बैक् यानेन किमपि प्रवासस्थानं न गतवती अहं बैक् यानेन बेङ्गलूरुनगरे मन्दिराणि प्रति गतवती तावदेव किन्तु अहं बैक् यानं विश्वासेन चालयितुं शक्नोमि अहं बैक् यानेन कोपि पर्वतस्थानकं गन्तुम् इच्छामि यथा ऊटि कोडेकेनल् इत्यादि स्थानानि सन्ति तादृशस्थलं प्रति परिवारेण सह बैक् यानेन गच्छामः चेत् सः विशिष्टः अनुभवः भवति स्थानकस्य शीतलवातावरणं प्रकृतिसौन्दर्यम् अनुभवितुमिच्छामि तत्र लभ्यमानानां शाकानां फलानां च स्वादम् अनुभवितुमिच्छामि तस्मिन् प्रदेशे विशिष्टखाद्यं खादितुमिच्छामि ग्रीष्मकाले पर्वतस्थानकं प्रति गन्तु मह्यं बहु रोचते